भारतस्य प्रिसिद्धाः नृत्यशैल्याः पश्यामः चेत् भरतनाट्यम् कथकलि कुचुपुडि कथक ओडिस्सी सत्रिया मणिपूरि मोहनीयाटम् भरतनाट्यम् मध्ये पश्यामः चेत् प्रसिद्धा रुक्मिणिदेवी इति महोदया अस्ति कथकलिमध्ये कलामण्डलं गोपि कुचुपुडिमध्ये व्योम्बट्टि चिन्न सत्यम् कथकमध्ये बिर्जुमहाराजः ओडिसिमध्ये खेलूचरन् मोहन पत्र सत्रीयामध्ये जतिन्गोस्वामी मणिपूरिमध्ये गुरुबिपिन्सिङ्ग् मोहणियाट्टंमध्ये गोपिकावर्मा